हरि ओम् ओला आटो मञ्जुनाथ् वर्यः वा हा कुत्र अस्ति महोदय मया बुक् कृत्वा अर्धघण्टा एव अतीत खलु तदा यदा बुक् कृतवती तदा निमेषत्रये भवान् प्राप्स्यति गृहं प्रति इति तत्र दर्शयति स्म इदानीं पश्यामि चेत् भवान् किलोमीटर् पञ्चकं यावत् दूरे दृश्यते यद् अर्धघण्टानन्तरं पश्यामि चेत् किम् अन्यस्यामेव दिशि गच्छन् अस्तीति भाति अथवा कमपि अन्यम् एव रैड् आरब्धवानस्ति वा अत्र केन्सल् अपि अकृत्वा अहम् एतावत्कालं प्रतीक्ष्य पश्यामि एवं कृपया केन्सल् वा कृत्वा अन्यान् आरोपयतु भवदीययाने न एतावत् कालं प्रतीक्षा न कारणीया एतावत् समीपे एते ज्ञापयित्वा किं तद् भवतां एप् समस्या वा भवतामेव समस्या वा न ज्ञायते अस्तु इदानीं ततः अत्र आगन्तुं कियान् समयः भवति भवतः शीघ्रम् आगन्तव्यम् अन्यथा अहं केन्सल् कृत्वा अन्यत् बुक् करोमि इदानीं मम नेत्रयोः पुरतः एव चत्वारि पञ्च रिक्तानि यानानि गतानि मया एतत् बुक् कृतमस्तीत्यतः प्रतीक्षमाणम् अस्ति कृपया शीघ्रमागच्छतु अहम् इतोऽपि दशनिमेषानेव प्रतीक्षां करोमि अन्यथा केन्सल् करणीयं भवति कृपया धन्यवादाः